हरि ओम् नमस्ते एतद् उडूपी आतिथ्य उपहारमन्दिरं वा आं मम नाम रविकुमारः इति अहं संस्कृतविश्वविद्यालये भवामि भवतः उपहारमन्दिरात् केरेट् हल्वा अन्नं सारः पर्पटः एते मम बहु प्रिय आहारः कृपया एतान् मह्यं प्रेशयतु मम विलासः कर्नाटकसंस्कृतविश्वविद्यालयः चामराजपेटे बेंगलूरु अत्रत्य पिन् संख्या फै सिक्स् डबल् झिरो वन् ऐट् आम् एतद् मम विलासः कृपया एतद् कृते मम इष्टाहारं प्रेशयतु धन्यवादः